पाकादिकार्येषु तु विशेषतया तत्र कक्ष्यासु भागस्वीकरणमित्यादिकं न आसीदेव बाल्यकालतः मातुः साहाय्यम् इति तत्र कार्यमारब्धम् आरम्भे लघु लघु कार्याणि तु मातुः साहाय्यं करोमि इति उक्त्वा तण्डुल तण्डुलस्य स्वच्छीकरणम् अनन्तरं शाककर्तनम् इत्यादिकं तु आरम्भतः आसीत् तदनुगुणम् एवमेव यदा माता पाकं कुर्वती भवति कदाचित् सा जलं स्वीकर्तुं बहिर्गच्छति तदा किञ्चित् समयं यावत् एतत् किञ्चित् आलोड्य किञ्चित् सम्यक् करोतु इति माता किञ्चित् प्रेरयति स्म तदनुगुणं यदा अहं कार्यं कुर्वन् भवामि तद् विषये ज्ञातुं सामान्यतया एक व्यावहारिकरीत्या सम्भाषणरीत्या तत्र पाके कानि कानि वस्तूनि उपयुज्य वयं कार्यं कुर्मः इति तत्र वदामः अनन्तरं तेषाम् करणं तस्य प्रक्रिया अपि मन्दं मन्दं मातुः सकाशात् पृष्ट्वा तद् अवगतवान् अग्रे अहमपि मातुः पुरतः एव तस्य उपयोगमपि कृतवान् अस्मि तेन किञ्चित् ज्ञातम् अन्यथा कक्षासु भागस्वीकरणमिति नास्त्येव इतोऽपि यत्किञ्चित् अवगन्तुम् इच्छामि इतोऽपि अस्माकं सम्प्रदाये अहं यद् जानामि ततोऽपि उपरि अपि किञ्चित् ज्ञातुमपि इच्छा अस्ति एव तद् अग्रे कालक्रमेण भवति इति विश्वासः